राष्ट्रीयशिक्षानीतेः आधारेण सार्वजनिकेषु विद्यालयेषु अपि पारम्परिकविषयाणामध्ययनार्थं अवकाशः न कल्पिताः छात्राः अन्यत्र स्थानेषु गत्वा ज्येष्ठानां समीपे अथवा देवालये देवालये अथवा शिबिरेषु गत्वा तस्य अध्ययनं कुर्वन्ति अधिकं छात्राः यदि अधिकं ज्ञानं प्राप्तुमिच्छन्ति चेत् ते पुस्तकं क्रीणित्वा तस्य विषयस्य अध्ययनं कुर्वन्ति ओके यदि विद्यालयेषु एव उत्तम पाठ एतत् पारम्परिकविषये पाठ अध्ययनं भवन्ति चेत् उत्तमाः उत्तमाः भवन्ति छात्राणां कृते आनुकूल्यमपि भवति